आं विज्ञानस्य तन्त्रज्ञानस्य विषये मम बहु आसक्तिः अस्ति तन्त्रज्ञानम् अतः एव अहम् एलेक्ट्रिकल् अण्ड् एलेक्ट्रोनिक्स् कृतवती अस्मि विज्ञानं तु मम बहु फे़वरेट् सब्जेक्ट् विषयः अस्ति किमर्थं तन्त्रज्ञानं तु अस्माकं जीवने तु आवश्यकं सर्वदा तस्य उपयोगमेव वयं कुर्मः यदि तन्त्रज्ञानं विज्ञानं नास्ति चेत् अस्मा इदानीन्तनकाले तु जीवनं कष्टमेव किं वाषिङ्ग् मिषन् वा भवतु फ्रिज् वा भवतु एतत्सर्वं तन्त्रज्ञः एव खलु सत्यम् अहं तस्मिन् विषये बहु मोहः अस्ति अस्ति अस्ति